मम ग्रामे अहं बहु अधिकम् प्रियः अस्ति स्वग्रामेषु अस्माकं वात्सल्यस्मृतः यदा यदा बाल्यकालासक्तयः सन्ति ग्रामस्य क्षेत्रेषु कोष्ठेषु वृक्षेषु पक्षिणश्च पशुश्च विशेषे आसक्तिः अस्ति ग्रामे वयं सर्वे परस्परं बहु सम्यक् रूपेण जानन्ति एकद्वयोः परस्परं विचारान् धर्मान् आचराणाम् संस्कृतीनां परस्परं मेलितः ग्रामस्य जनाः परस्परं प्रेम स्नेहं च प्रकटयन्ति परन्तु तदतिरिक्तं सैश ग्रामजनैः सः तेषां शमन्धः अतीव उत्तमः अस्ति यदा कोऽपि जनः रुग्णः अस्ति तेनेव सहायतायाः अन्यत्राऽपि आगमिष्यन्ति यदा सहरी इति विषये एवमेव न भविष्यति यदा ग्रामीणजनाः सहयोगभावनायाः उत्तमः भवति अत्र ग्रामः उत्तमः अस्ति